मम इष्टतमः राजनैतिकः डाक्टर् ए पी जे अब्दुलकलाममहाशयः भवति डाक्टर् ए पी जे अब्दुलकलामः भारतस्य एकादशः राष्ट्रपतिः इतिः निर्वाचितः अभवत् भारतीयजनतापक्षेण समर्थितः एन् टि ए सङ्घटनम् स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन् क्रिस्तोः द्विसहस्राधिक द्विशततमवर्षस्य जूलै मासस्य सप्त अष्टदशदिने बहुमतेन भारतस्य राष्ट्रपतिः अभवत् तस्मिन् एव वर्षे जुलै मासस्य चतुर्विंशतितमे दिने संसद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य प्रमाणशपथं बोधितम् अस्मिन् संक्षिप्ते समारोहे अटल्बिहारीवाजपेयी तस्य मन्त्रीमण्डलस्य सदस्यः तथा अधिकारिणः उपस्थिताः आसन् डाक्टर् कलामस्य कार्यकालः क्रिस्तोः पूर् शेषम् सप्त सप्त सप्तसहस् सप्त् सप्ताधिकद्विसहस्रतमवर्षस्य जूलै चतुर्विंशतितमे दिने समाप्तः अभवत् डोक्टर् कलामः राजनैतिके वैयक्तिके च जीवने अतीव अनुशासितः अस्ति अयं सर्वदा शाकाहारी मद्यपानव्यसनरिहितः अस्ति अस्य विट्स् विग्स् आ विङ्गस् आफ् फ़यर् इति आत्मकथनग्रन्थे भारतीय यूनां मार्गदर्शनमस्ति विङ्गस् आफ् फ़यर् तस्य द्वितीयग्रन्थे आध्यात्मिकविचाराः उल्लिखिताः सन्ति अनेन तमिळ् भाषायाम् अनेकानि पद्यानि विरचितानि दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य विषये अपि महान् आदरः अस्ति इति ज्ञायते सामान्यतः पश्यामः चेत् डाक्टर् कलामः राजनैतिकः व्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादीविचाराः अमिताः सन्ति तस्य राष् एषः राष्ट्रपतिः भूत्वा भारतदेशस्य अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते इण्डिया विंशत्यधिकद्विसहस्र इत्याख्ये स्वरचिते पुस्तके पुस्तके एषः भारतस्य अभिवृद्धिविषये स्वदृष्टिदिशाम् स्पष्टं कृतवान् एषः अन्तरिक्षक्षेत्रे भारतं जगद्गुरुत्वेन द्रष्टुम् इच्छति एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः सन्ति यदि अहं तं सह मिलामि चेद् अहं एवं पृच्छामि भवतः विजयमन्त्रं किम् इति